सत्यम् अस्माकं प्रदेशे स्थानीय विपणिः अस्ति तत्र बहु सम्यक् अस्ति अस्माकं ग्रामात् पञ्चदश किलोमिटार् दूरे भवति तत्र सर्व विध वस्तूनि लभ्यन्ते उदाहरणार्थं विवाहसम्बद्ध वस्तूनि नाम वस्त्राणि वस्त्राणि च पुनः तत्र चलनचित्रमन्दिरमपि अस्ति पुनः ज्वेलरी वस्तूनि लभ्यन्ते गोल्ड सिल्वर इत्यादि इत्यादिनी वस्तुनि अपि लभ्यन्ते तत्र इलेक्ट्रानिक् सम्बद्ध वस्तूनि लभ्यन्ते यथा टी वी लेप्टाप् मोबाइल् इत्यादयः तत्र सर्वविध कम्पनी वस्तूनि यथा सम्साङ्ग् लेनोवा डेल् इत्यादिनी वस्तूनि तत्र लभ्यन्ते अधिक मूल्येन अपि न लभ्यन्ते न्यून मूल्ये अपि न लभ्यन्ते सामान्यरूपेन लभ्यन्ते सर्वे अत्र गत्वा वस्तूनि क्रेतुं शक्नुवन्ति